आम् मम गृहसमीपे कलासामग्रीभण्डार वर्तते तत्र म मह्यं या सामग्र्य अपेक्षिता ता क्रीण्यन्ते तत्र नियमितरूपेण इत्युक्तौ पेण्टिङ्ग् बोक्स् कूर्चः अपि च तत्र मार्जनार्थं पेन्सिल् शेडो कर्तुं पेन्सिल् इत्यादि उल्लन् सूत्रम् अनन्तरं रङ्गवल्ली अनन्तरं ओरिगामि कर्तुं तदुपयोगी करगजपत्रं इत्यादि अनेका सामग्र्य क्रीण्यन्ते मह्यं मया सर्वदा स्वीक्रियते एव इत्युक्तौ पेण्टिङ्ग् बोक्स् एव अपि च स्पञ्ज् अपि भवति तदुपयोगी अनेका सामग्र्य सन्ति ता नियमितरूपेण मया स्वीक्रियन्ते